हा क कन्नडभाषायाम् एकं पुस्तकं पठित्वा उच्चैः हसितं पूर्वम् तत्पुस्तकस्य नाम किम्मनतले इति लेखकः बिचि इति बीमसेनराव् रायल्सिम बीमसेनराव् इति त सः हास्य कथानि बहून् लिखति स्म इदानीं सः दिवङ्गतः द् पुट पुस्तकं पठित्वा अहं उच्चैः हसितवान् किम्मनतले इति पुस्तकं क् ह हासः किमर्थम् इत्युक्ते तन्मिन् तस्मिन् पुस्तके एकः प्रसङ्गः हास्यप्रसङ्गः अस्ति एकस्मिन् शालायाम् अध्यापकः प्र प प्रभाते शा शाला आरम्भसमये कक्षा आरम्भसमये एकं प्रसङ्गं वदति अहं यः यदा गृहगमनसमये अहं मार्गे एकः ग एकं गार्दभं दृष्टवान् तत् गार्दभः बह् बहु गार्दभस्य पादः त्रुटितमासीत् तद्दृष्ट्वा मम दया आगतं ततः तस्य सम्पूर्णं निदानं कृत्वा सर्वं कृत्वा अहं गतवान् गृहं गतवान् अस्मिन् विषये भवतः भवन्तः किं चिन्तयन्ति इति सामान्यतः सर्वे बालकाः वदन्ति भवतः प्राणिदयाविषयं सूचयति भवतः प्राणिप्रीतिः दर्शयति भवतः केवल मनुष्य मनुष्यगणम् एव न सम्पूर्ण पाणि प्राणि सङ्कुले भवतः प्रीति आदर्श दया इत्यादि दर्शयति इति स् समान्यतः बालकाः वदन्ति परन्तु एकः बालकः वदति तस्य उत्तरः एवमासी उत्तरम् एवमासीत् भवतः सहोदरप्रेमः दर्शयति इति तद् पठित्वा अहं हसितः हसितवान्